हलो हरि ओम् नमस्ते मम नाम सुमन्तः एतत् विठ्ठल फ़र्निचर् वा हा नमस्कार नमस्ते अहम् केरळा अलङ्गड् प्रदेशे नूतनं गृहं निर्मितं अत्र केरळाशैल्यां फ़र्निचर् अपेक्षते युष्माकं समीपे वर्तते वा सर्वेऽपि प्रोडक्टम् व वर् अपेक्षितं युष्माकं समीपे आ अपेक्षितम् अपेक्षितं अपेक्षितम् अपेक्षितम् आवश्यम् अवश्येन अपेक्षितम् सर्वेऽपि केरळाशैल्यामेव सर्वेऽपि केरळाशैल्यामेव अपेक्षितम् अपेक्षितम् अपेक्षितम् युश् युष्माकं समीपे कस्मिन् काष्टे फ़र्निचर् वर्तते सा काष्टं सम्यक् भवति न खलु हा हा हा मिन् विषये किञ्चित् विवरणं कर्तुं शक्यते वा नाम कथं वर्तते काष्ठ काष्ठानि तथा च फ़र्निचर् विविधरीत्या फ़र्निचर् तस्य विवरणं कर्तुं शक्यते वा हा हा हा ह्म् आम् आम् आम् आम् आम् धन्यवादः धनं कथं भवति इति कति भवति इति दत्त्वा हा सर्वं सर्वमपेक्षितं सर्वं केरळरीत्या एव अपेक्षितं सर्वं सम्यक् अपेक्षितम् आ हा ओ एवं पञ्चलक्ष रूप्यकाणि अधिकं जातं न खलु हा पञ्चलक्षं अधिकं भवति मम बजेट् नास्ति न खलु त त्रीणिलक्षाणि त्रीणिलक्ष रूप्यकाणि एव कर्तुं शक्यते वा कृपया कुर्वन्तु भो कृपया कुर्वन्तु भो किमर्थं चेत् अहं धनहीनः वर्तते अतः अद्य त तस्मादेवः अहं विठ्ठल फ़र्निचर् एव आगतम् धन्यवादः आम् आम् आम् प्रेशयन्तु प्रेशयन्तु प्रेशयन्तु सर्वे अहं धनमपि प्रेशयामि धन्यवादः धन्यवादः धन्यवादः